भारतस्य ग्राम्यक्षेत्रेषु अनेकाः क्रीडाः क्रीड्यन्ते अस्माकं सांस्कृतिकसामाजिकपारिवारिकपरिचयस्य वाहकाः सन्ति क्रीडाः एतासां क्रीडानां संरक्षणम् अस्माकं कार्यं निरन्तरम् एताः क्रीडाः क्रीडनीयाः तस्मात् एव तासां संरक्षणं भविष्यति भारतीयसंस्कृतिः सर्वदा सुखं मनोरञ्जनेन च परिपूर्णा अस्ति क्रीडासु आनन्दः तथा च मानसिकसुस्थितिः प्रधानं भवति अस्मात् च छात्राणां मनोविकासः अपि भवति शारीरिकसुष्टुता परस्परं प्रेमभावः मनोरञ्जनं समयस्य सम्यक् उपयोगः क्रिडानां माध्यमेन शिक्षितं भवति अस्मात् एव भारते प्रत्येकस्मिन् राज्ये प्रत्येकस्मिन् ग्रामे अपि तत् तत् सम्बन्धिग्रामीणक्रीडाः आयोजिताः भवन्ति ताः च क्रीडाः प्रादेशिकपरिचयं स्वस्य इतिहासं च प्रतिपादयन्ति